आम् बाल्यात् एव इतिहासविषये आसक्तिः आसीत् मम उपरि रामायणस्य महाभारतस्य च कथानां प्रभावः अस्ति रामायणकथायां कथं धर्मपालनं करणीयं पितृवाक्य परिपालनं सर्वेषां सम्बन्धानां परिपालनं कथं करणीयम् इति ज्ञातुं शक्यते महाभारते यदि अधर्मस्य सङ्घं करोति चेत् परिणामः किं भवति इति वदति गीतायां जीवने किं महत्त्वम् अस्ति मोक्षं प्राप्तुं किं किं साधनानि सन्तीति सूचयति एतत् सर्वम् इतिहासविषयेण ज्ञातुं शक्यते